अहं सर्वदा अस्मिन् गीतस्य गायनम् आधिक्येन करोषि करोमि मम माता देवता अतिसरला मयि मृदुला गृहकुशला सा अतुला मम माता देवता सायं काले नीरा जयति मधु मधुमधुरं गीतं गायति अह् अह् अह् आ मम माता देवता अतिसरला मयि मृदुला गृहकुशला सा अतुला मम माता देवता एतत् गीतं मयं बहु रोचते तस्य वैशिष्टमस्ति मातुः महत्वम् अस्मिन् गीते दृश्यते माता का कस्मिन् प्रकारेण कार्यं करोति माता लालयति माता किं किं करोति मम माता याः कार्यं किं किम् अस्ति पुत्रः पुत्री एतत् कृते किं किं दिनचर्या माता वर्तते एवं प्रकारेण सर्वप्रकारेण अस्मिन् श्लोके मातायाः दैनन्दिनदिनचर्या अस्मिन् गीते दृश्यते अहमपि माता अस्मि अहमपि अप्ने अस्माकम् बालः कृते एत एवं प्रकारेण गीत् गायनं करोमि यदा सदा बालकः गीतं श्राव्यते तदा अहम् एतत् गीतं गायामि अस्माकं बालकान् अपि एतद्गीतं बहु प्रियम् अस्ति इति अस्मिन् गीतस्य वैशिष्ट्यम् अस्ति मातुः समर्पणं मातुः कार्यम् अस्मिन् गीते दृश्यते